एकदा बेङ्गलुरनगरे राष्ट्रियगुरुकुलसम्मेलनम् आयोजितम् आसीत् तत्र बालिकाभिः एकं रुपकं प्रदर्शितं तस्मिन् रूपके मम गायनम् आसीत् तत्र मम अत्यन्तं इष्टा घटना का इत्युक्तौ सर्वैरपि सम्यक् श्लाघितमासीत् कार्यक्रमः बहु समीचीनतया दत्त इति एवम् इतोऽपि एका घटना अस्ति तत्र सर्वे सर्व सर्वासामपि नामोद्घोषणं कृत्वा अनया इदं पात्रं कृतमिति निर्देशः कृतः एवम् अन्ते मम नामोद्घोषणं कृत्वा गायकी इत्यपि निर्देशः कृतः आसीत् बहुनां जनानां पुरतः सा घटना एका इष्टा इति वक्तुं शक्यते पुनश्च कार्यक्रमसमाप्तानन्तरम् अपि कश्चिद् आगत्य आशीर्वादः दत्तः बहुसमीचीनतया कृतम् अस्ति इवमेव अग्रे अनुवर्तताम् इति सापि एका इष्टा घटना